ओला खलु एकं प्रयाणं वर्तते मम मित्रं बेङ्गलूरुनगरे अस्ति सः अत्र शृङ्गेरी आगन्तुम् इच्छति अतः बेङ्गलूरुतः शृङ्गेरीपर्यन्तं रात्रौ यानम् अपेक्षते सप्तदशदिनाङ्के रात्रौ बेङ्गलूरुतः शृङ्गेरीपर्यन्तम् आगन्तव्यं वर्तते तच्च बेङ्गलूरु हासन चिक्कमगलुरु एवं शृङ्गेरी इति मार्गेण आगन्तव्यम् अस्ति तत्र मम मित्रं रामः इति भवति तेन सहैव अपरः भवति कृष्णः इति पुनः तत्र तेषां तेषां संख्या वर्तते नव नव षट् षट् नव नव अष्ट नव तत्र च ते आनन्दराव् सर्कल् तः आगमिष्यन्ति ततः ततः शृङ्गेरीपर्यन्तम् आगन्तव्यम् अस्ति सप्तदशदिनाङ्के